मूलविषये इत्युक्ते मम मूलविषये इत्युक्ते एकैकस्य भारतीयानां मूलविषयः इति वक्तुं शक्यते सर्व भारतीयानां एक एकरूपता अस्ति एक सनातनसंस्कृतिः इति एका भावना अस्ति ततः सर्वम् उत्पन्नमस्ति किन्तु कुत्रचित् प्रदेशानुगुणं प्रान्तानुगुणं व्यक्त्यनुगुणं कुलानुगुणं तत्र सर्वत्र भेदाः आसन् षोडससंस्काररीत्या एकः जीवः यदा भूजादः भवति इतारभ्य षोडससंस्काररीत्या तस्य जीवनं भवति भारतीयानां संस्कृतिः सनातनसंस्कृतिः इति उक्तवान् तत्र सनातनसंस्कृतिं पालयित्वा ये जीवन्ति तेषां कृते अध्ययननिमित्तं बहुविध उपायाः सन्ति चतुर्वेदाः उपवेदाः अनन्तरं कला सांस्कारिक पैतृकजन्यरीतिः शास्त्राणि दर्शनानि बहुविधविकल्पाः तत्र भवन्ति यत्किमपि एकं चित्वा सः अग्रे गच्छति चेत् तस्य जीवनं साफल्यं भवति तादृश तादृश ओप्षन्स् अत्र सन्ति यत्किमपि एकं चिनोति चेत् पर्याप्तं भवति तस्य जीवने न सर्वं सम्मिल्य स्वीकरोति चेत् सः उत्तमः भवति तत्रापि तस्य अवधानं नास्ति चेत् शास्त्रेषु वा चिन्तनेषु वा दर्शनेषु वा यत् किमपि एकं चिन्त स्वीकृत्य तस्य अध्ययनं वा तस्य तद् मतम् अनुगुणं जीवनङ्करोति चेत् तस्य जीवनं सार्थकं भवति तादृश पैतृकं तादृश संस्कृतिः अस्ति भारतीयानाम् भारतीयाः संस्कृतिविषये बहु उत्तमाः भाग्यशालिनः तेभ्यः एतादृश व्यवस्था अस्ति एकं नास्ति चेत् अपरं चेतुं तत्र उपायाः सन्ति तदर्थं मम मूलविषयम् इत्युक्ते भारतीयानां मूलविषये स्मर्तुमिच्छामि वक्तुमिच्छामि